एकं पुस्तकं पठितुं सामान्यतया पुस्तकाधीनं समयाधीनमपि भवति यद् नाम पुस्तकस्य नाम पुस्तके कति पृष्टानि सन्ति कति पृष्टात्मकं पुस्तकं वर्तते तथापि यदि न्यूनातिन्यूनं पञ्चदश दिवसेषु तथा च मासेषु एकं पुस्तकं पठितुं शक्यते इति अहं मन्ये यथा उपन्यासादिकं भवति चेत् तत्तु किं सप्ताहे अपि सप्ताहेषु अपि सप्तदिनेषु अपि पठितुं शक्यते पठामि सप्तदिनात्मकेषु तथैव लक्षं वस्तुतः निर्धार्य एव पठनीयं यदि लक्षं भवति चेत् किं पठनकाले नाम एका जिज्ञासा भवति तथा च तस्य उद्देश्यमपि भवति लक्ष्यं निर्धार्य पठामः चेत् समीचीनं भवति